मम् प्रदेशे सामाजिकं सांस्कृतिकं सांस्कृतिकं च कार्यं कार्यक्रमः विशेषरूपेण ये धार्मिककार्य कार्यक्रमाः भवन्ति यथा दीपावलिमहोत्सवः होलिकामहोत्सवः रक्षाबन्धनमहोत्सवश्च एते एतेषु महोत्सवेषु वयं सर्वे मिलित्वा सोत्साहेन महोत्सव महोत्सवानां उद्यापनं वयं कुर्मः प्रदेशस्य जनसमूहस्य व्यक्तित्वे संस्कृते च अयं कार्यक्रमः सदा सर्वदा च सहकारो सहकारं करोति अनेन जनेषु मध्ये मैत्रीभावः उत् उत्पद्यते अनेन जनाः ये किञ्चित् बहिः निवसन्ति ते अपि एतेषु कार्यक्रमेषु अस्माकं स्वकीये ग्रामे आगत्य स्वकीयबान्धवान् सह मेलनं तेषां भवति अस्मात् सर्वेषाम् उत्साहवर्धनं भवति सर्वे मिलित्वा सहयोगिकपूर्वकं सांस्कृतिकं कार्यक्रमम् इत्यादिकं सर्वं सम्पादयन्ति